यदा शिरसि तैलं स्थाप्यते तदा केशाः समिचीनरूपेण वर्धन्ते केश केशानाम् आरोग्यं सम्यक् भवति केशानाम् पतनादिदोषाः ये भवन्ति ते सर्वे निवार्यन्ते यदि शिरोवेदना भवति तर्हि तैललेपेन तैललेपनेन शिरोवेदना न्यूना भवति देहस्य औष्ण्यतापि तैललेपनेन निवार्यते